मम प्रदेशे तन्त्रज्ञानक्षेत्रे बहवः विद्यासंस्थाः सन्ति अस्मिन् वर्तमानेषु नेषनल् इन्स्टिट्यूट् आप् टेक्नालजि कर्नाटका अथवा एन् ऐ टि के नाम्ना एकः विद्यालयः प्रसिद्धम् अस्ति एतद्विहाय मणिपाल् इन्स्टिट्यूट् आप् टेक्नालजि अथवा एम् ऐ टि अथवा मान्गलूर् यूनिवर्सिटि तन्त्रज्ञानक्षेत्रे वर्तमानाः विद्यासंस्थाः वैद्यकीयक्षेत्रे कस्तूर्बा मेडिकल् कालेज् अथवा के एम् सि अथवा फ़ाद मुल्लर् कालेज् प्रसिद्धम् अस्ति